मम मातृगृहं कोप्पलमस्ति इति कारणात् अहं कोप्पलस्य विषये एव वक्तुमिच्छामि कोप्पले एकत्र मलेमल्लेश्वरदेवस्थान इति अस्ति तत्र आश्चर्यं किम् इत्युक्ते तत्र देवस्थान ईश्वरस्य देवस्थानम् अस्ति बहु लघु अस्ति तत्र अन्तः शिलात् कुत्रचित् पर्वतात् कुत्रचित् बहिः जलमायाति कीदृशरुचिकरजलमित्युक्ते वक्तुं न शक्नुमः तादृशरुचि रुचिकरजलम् अस्ति तत् सर्वे पुण्यजलम् इव तत् स्वीकृत्य पिबन्ति अनुभवन्ति वर्षाकाले तु तस्य रुचिः एव वयं श्लाघयितुं न शक्नुमः तादृश उत्तमरीत्या जलं वयं तत्र प्राप्तुं शक्नुमः एकं स्थलं जातम् अनन्तरं हम्पी इति जानन्ति खलु तत्र तु नैसर्गिकमेव नाम देवस्थानानि यानि सन्ति तानि तु शिलाद्वारा एव निर्मितानि सन्ति सद्यः किञ्चित् भग्नाः त्यजामश्चेत् परन्तु बहु उत्कृष्टरीत्या इदानीमपि पूर्वं यथा आसीत् तथैव इदानीमपि वयं द्रष्टुं शक्नुमः एकं दिनं तु न्यूनातिन्यूनं तत्र अपेक्षते वाहनेन गच्छामः इति नास्ति पद्भ्यां गत्वा एव पश्यामश्चेत् एव तस्य सौन्दर्यं वयम् अवगन्तुं शक्नुमः ईदृशस्थलानि तु बहूनि सन्ति आगत्य द्रष्टव्यमेव